संस्कृतसाहित्ये चदुर्विधनायकाः सन्ति इति नाट्यशास्त्रे भरतमुनिः उक्तवान् ते दीरोदात्तः दीरोदात्तः दीरोद्धतः दीरललितः धीरशान्तः च रामः रामायणस्य नायकः रामः दीरोदात्तनायकः भवति भीमसेनः धीरोद्धतनायकाः नायकः भवति अनन्तरम् उदयनः उदयनः स्वप्नवासवादत्तस्य नायकः उदयनः दीरललितनायकः भवति तस्य स्वभावविशेषतानुगुणं नायकभेदाः विब् विभज्यते रामः वीरः वीरशूरपराक्रमी धैर्यशाली शस्त्र अभ्यासः ज्ञानी एतादृशं भवति तदर्थं सः दीरोदात्तः इति आम् वक्तुं शक्यते अनन्तरं धीरलिलित नायकः उदयनः युद्धवीरः अतीवसमर्थः युद्धवीरः नास्ति

कला कलाकारः कलाप्रवीणः भवति तदर्थं सः धीरललितः इति भवति

भरतमुनेः नाट्यशास्त्रे नायकस्य नायकानां भेदाः तेषाम् उदाहरणानि सर्वं विषदीक्रियते